ये चित्रकलां पठितुम् आगच्छन्ति ते दोषान् कुर्वन्ति एव के च ते दोषाः इत्युक्ते आदौ तु कथं लेखनी गृहीतव्या अस्ति कथम् अङ्कनी गृहीतव्या अस्ति कथं तत् पेण्ट् ब्रष् भवति तत् कथं गृहीतव्यमस्ति इत्यादिकं ते न जानन्ति अपि च तेषाम् आत्मविश्वासः एव भवति अहं चित्रकलां कर्तुं शक्नोमि इति तथा सति तत्र दोषाः भवन्ति तच्च कथं परिहर्तव्यम् इत्युक्ते तेषां कृते प्रशिक्षणं दातव्यं पुनः कथं गृहीतव्यं लेखनी कथम गृहीतव्या अस्ति पेण्ट् ब्रष् कथं गृहीतव्यमस्ति इति तदुत्तरं तेषां कृते वक्तव्यम् एवं महान्तः महान्तः कलाकाराः आसन् ते एवम् एवं कृतवन्तः यदि तेषां कृते यदि वदन्ति तर्हि ते प्रेरणादायकाः भवन्ति तान् दृष्ट्वा वा ते चित्रकलां पठितुं शक्नुवन्ति एवं च चित्रकलां पठित्वा यदि सम्यक्तया सः कलाकारः भवेत् तर्हि तेन प्रतिदिनं परिश्रमः तत्र कर्तव्यः भवति अर्थात् प्रतिदिनम् एतावत् कालः तत्र चित्रकलायाः कृते इत्येव स्थापनीयं भवति तेन च अग्रे सः उत्तमः कलाकारः भवितुम् शक्नोति इत्येवम्